अहम् एकम् एव आध्यात्मः गुरुः इति न स्वीकृतवान् अस्मि अहम् आध्यात्मसाधने ये ये मार्गम् दर्शयन्ति तेषाम् तत्वं

मनसि धारयित्वा चिन्तनं कृत्वा आचरणे अपि आनयामि स्व अनुभवेन अहं पालयामि अनुसरामि अनन्तरं स्व आत्मावलोकनेन अहं प्रतिदिनं मम आध्यात्मिकविकासं